सामान्येन पश्यामश्चेत् पूर्वोत्तरे प्रायेण पूर्वोत्तरे तण्डुलम् एव भुज्यते एवं च अस्माकं दक्षिणे अपि मुख्यरूपेण तण्डुलमेव भुज्यते पुनश्च उत्तरे अपि ये पश्चिमोत्तरप्रदेशाः सन्ति तत्र तु किं नाम गेहूं यद् उच्यते तत् भुज्यते अस्माकं प्रान्ते मुख्यरूपेण कृषिकार्यं किं भवति इति चेत् तण्डु्लम् एव स् मुख्यरूपेण तत्र कृषिकार्यं प्रति मुख्यं भवति एवं च तत्रस्थजनेभ्यः तण्डुलम् एव रोचते अन्येऽपि कृषिकार्याणि भवन्ति किन्तु तत्र ते न्यूनानि मुख्यरूपेण तु तण्डुलम् एव अस्ति पुनः मम यदि मम जनपदे यदि उच्यते चेत् तत्र तु चायम् अत्यधिकरूपेण तत्र कृषिकार्ये उप उपयुज्यते तत्र चायस्य अत्यधिककृषिकार्यं भवति चाये चायेन तत्रस्थजनेभ्यः चायं बहु रोचते तत् शैत्यस्थानमिति कृत्वा तत्र चायस्य कृषिः भवति एवं च तत् अन्येषु अन्येषु विदेशेषु अपि प्रेष्यन्ते अन्येषु प्रान्तेषु अपि प्रेष्यन्ते अतः चायं तु सर्वेऽपि रोचते रोचन्ते एव अतः अस्माकं तत्र चायस्यापि सम्यग्रूपेण कृषिकार्यं भवति तत्र शाकादीनामपि भवति किन्तु मुख्यरूपेण तण्डुलस्य चायस्य एव कृषिकार्यं भवति